हरिः ओम् अस्तु वदतु एवम् एवम् आम् अ अस्तु अस्तु भवान् आगच्छतु त्रिपुरायां भवतां स्वागतं सुस्वागतम् तत्र त्रिपुरा अस्माकं भारतस्य एकं विशिष्टस्थानमस्ति अत्र टूर् विषये बहु किमपि द्रष्टुं शक्यते अस्माभिः भारतस्य पूर्वोत्तरभागे विद्यमानो अयं राज्यो वर्तते अत्र सप्तभगिन्यः भगिनीषु एकः अस्ति प्रसिद्धः अस्ति अत्र अ स एकन्ना एका एकपञ्चाशत् अधिक एकपञ्चाशत् पीठेषु एकं पीठं विद्यमानम् अस्ति त्रिपुरसुन्दरी इति स्थानं तत्तु आम् आं तत्तु बहुप्रसिद्धम् अस्ति शक्तिपीठम् अस्ति अयम् एवञ्च अस्मिन् स्थले शाक्तानां प्रभावः अधिकः आसीत् एवञ्च तथा वैष्णवानाम् अपि प्रभावः अस्ति त्रिजा अस्माकं त्रिपुरायाम् आगर्तलानगरे जगन्नाथपुरी एकं स्थानम् अस्ति जगन्नाथस्य स्थानम् इति तत् वैष्णवानां क्षेत्रम् अस्ति एवञ्च अस्माकं आम् आम् आम् अत्र पर्वतस्थलमपि बहुप्रसिद्धम् अस्ति भवन्तः ज्ञ श्रुतं स्यात् यत् ऊनकोटिः नाम्ना एकस्थलम् अस्ति यत् ऊनकोटिः नाम एककोटिः न जाता एकं स्वल्पम् अस्ति अतः ऊनकोटिनाम प्रसिद्धम् अस्ति अत्र

अत्र अधिकः क्लेशः नास्ति आगर्तला ऐर्पोट् आगत्य ततः भवान् एकं यानं भाटकत्वेन स्वीकृत्य साक्षात् गन्तुं शक्यते अथवा आम् आं तत्र रेलसौविध्यम् अतः अपि अत्र वर्तते अगर्तलातः साक्षात् रेलस्टेसन् प्रति रेल स्थलं प्रति ग गन्तव्यम् अस्ति ततः कमलघाट् इति अगर्तला रेलस्टेसनतः कमलघाट् गन्तव्यं ततः आटोयानेन गन्तुं शक्यते तत्र समीपे विद्यमानम् अस्ति आम् आम् आं पर्याप्तम् अस्ति पर्याप्तम् अस्ति आम् आम् अत्र अत्र तु बोङ्गीय भवान् बङ्गीयः अस्ति अतः बङ्गीयानां कृते सुलभं भवति यतोऽहि अत्र बङ्गभाषिणः निवसन्ति अत्र भाटकम् अपि सुलभतया लब्धुं शक्यते तत्र भाटकम् अधिकं न भवति प्रायः पञ्चशतम् अथवा षट्शतं रूप्यकेषु एकदिनात्मकं स्थानं भवान् प्राप्तुं शक्यते भवन्तः प्राप्तुं शक्यते अस्तु अस्तु अस्तु अस्तु आम् आं धन्यवादः